स्तानीयकला कलाकाराणां सहकारार्थं सर्वकारेण किमपि अनुदानं वित्तपोषणम् इति न लभ्यते अस्ति अकाडेमि शिल्पकलाकृति अकाडेमि किमपि कृतवन्तः किन्तु प्रादेशिक अकाडेमि जनपद अकाडेमि सर्वं कृतवन्तः किन्तु तावद् तद् अनुकूलः इति न लभ्यते अवश्यकता कस्य कला जनपदकलां जनपदकलाविदाः सन्ति तेषां कृते केचनप्रादेशिककालानां कृते किञ्चित् धनसहायं किञ्चित् अनुदानं ददाति चेत् तेषां कलामपि वर्धते ददाति किञ्चित् इदानीं किञ्चित् दैव आराधन तत् सर्वे दैवनर्तक सर्वेषां कृते किञ्चित् सर्वकारतः माशासन सर्वं आरब्धमिति इदानीमेव तदारब्धं सर्वेषां कृते इदानीं किमपि तावद् अनुदानमिति वित्तपोषणमिति नास्ति किञ्चित् किञ्चित् किञ्चित् ददाति तदेव